मासद्वयात् प्राक इदं हेड् फ़ोन्स् अहं क्रीणवान् आन्लैन् माध्येमेन वस्तुतः अमेज़ान् इत्यस्मात् आपणात् क्रीतवान् आसम् वस्तुतः अत्यन्तं समीचीनम् अस्ति तत्र प्रोडक्ट् रिव्यू इत्यादिकं दृष्ट्वा एव अस्म मया आदेशः दत्त क्रयणादेशः दत्तः आसीत् अस्य मूल्यम् अस्ति सार्धद्विसहस्ररूप्यकाणि वस्तुतः एतत् समीचीनमेव अस्ति सार्ध द्विसहस्रं रूप्यकाणि दत्वा श्रवणे दोषः इति भावना तु नास्ति विशेषविशेषेण यदा वयं पाश्चात्यसङ्गीतं शृणुमः तदानीन्तु उभयोः कर्णयोः अत्यन्तं सुष्टुसूक्ष्मरूपेण ध्वनिं ददाति इदं हेड् फ़ोन् अपि च सूक्ष्मध्वनयः जेज़् इत्यादयः ये भवन्ति वेस्टर्ण् म्यूजिक् मध्ये वा पाश्चात्यसङ्गीते तत् अत्यन्तं समीचीनतया आयाति अहं रात्रौ यदाहं शय्यागृहं प्रवेशात् प्राक् यदाहं तूष्णीम् उपविशामि तदानीम् अस्य उपयोगङ्करोमि एतावपर्यन्तं मम अनुभवः अत्यन्तं समीचीनः अस्ति